यदा प्रातः षड्वादनं भवति तदा अहम् आकाशवाणी कार्यक्रमः श्रोतुम् इच्छामि अनन्तरं मम प्रियः कार्यक्रमः बहूनि सन्ति कार्यक्रमे तत् गुर्राजकर्जगीमहोदयस्य कथानि आगच्छन्ति अनन्तरं चलनचित्रगीतानि आगच्छन्ति भावगीतानि आगच्छन्ति संस्कृतवार्ता अपि श्रोतुम् अहं बहु उत्सुकः अनन्तरं तत्र वैशिष्ट्यपूर्णकार्यक्रमाः आगच्छन्ति तत्सर्वं मम अहं श्रोतुमिच्छामि अनन्तरं तत् कृषिकार्यं आगच्छति रसप्रश्नाः आगच्छन्ति चिन्तनकार्यक्रमं आगच्छन्ति अनन्तरं वार्ता अपि आङ्ग्लवार्ता कन्नडवार्ता अनन्तरं संस्कृतवार्ता अपि तत् श्रोतुम् अहम् इच्छामि